हरिः ओं लिब्याभोजनलयः वा अहं देवस्मिता घण्टाद्वयात् प्राक् भवतः भोजनालयतः पीज़ा आर्डर् कृतवती पञ्चदशनिमिषेषु आगच्छति इति उक्तं घण्टाद्वयं समाप्तं जातम् परन्तु भवतः पिज़्ज़ा मम समीपे न आगतम् कृपया सः कुत्र अस्ति इति ज्ञापयतु कति निमिषेषु अत्र आगच्छति इति सूचयतु धन्यवादः